कालकाण्डे मम शास्त्रस्य मुख्यविद्वांसः के नाम शङ्कराचार्यः मध्वाचार्यः व्यासः मुनिः वाल्मीकिः इत्यादयः सन्ति मम शास्त्रस्य मुख्यविद्वांसः तेषु शङ्कराचार्याः प्रमुखत्वं प्राप्नुवन्ति किमर्थं नाम तैरेव प्रस्थानत्रयमपि लिखितं तस्य प्र तस्य भाष्यम् इत्यादिकं लिखितमस्ति यथा अस्मिन् काले विद्यमानजनानां कृते सुलभतया तस्य उपनिषद्भाष्यस्य वा गीताभाष्यस्य वा ब्रह्मसूत्रस्य वा अवगमनं भवतु इति कृत्वा तैः भाष्यम् इत्यादिकं लिखितमस्ति तत्र भाष्ये तावत् यथा जनानां कृते सुलभतया अवगमनम् अवगमनं भवेत् इति विचिन्त्य तैः सुलभभाषया या वा यथा जनानां कृते अवगम्येत तद्वत् भाष्यं लिखितमस्ति तैः उपनिषद्भाष्यं वा गीताभाष्यं वा ब्रह्मसूत्रम् इत्यादिषु त्रिषु अपि सुलभभाषा एव भाष्यं वर्तते तथैव व्यासमहर्षिणः ते महाभारतम् अस्माकं कृते लिखित्वा दत्तवन्तः परन्तु तद् कृष्णः तथा अर्जुनयोः संवादः वर्तते संवादः तद् व्यासमहर्षिणः लिखितं तद् इदानीं महाभारतं तदपि य यथा विद्यमानजनानां कृते उपायार्थं तद्वत् एव लिखितवन्तः यथा रामायणमपि अस्ति तद् वाल्मीकेः सकाशात् आगतमस्ति तदपि सम्यक् सम्यक् एव अस्ति रामायणं महाभारतम् इत्यादिकं यथा जनानां कृते अवगमनं भवेत् तद्वत् एव लिखितम् अस्ति